एकः व्यक्तिः सः क्रीडामाध्यमेन बहु साधनं कर्तुं शक्नोति ग्रामीणसमुदायेषु क्रीडां क्रीडित्वा सः एकः सुदृढः व्यक्तिः भवितुं शक्नोति ग्रा ग्रामीणक्रीडायाम् मृत्तिकायाम् एव क्रीडा भवति तत्र किमपि माट् इत्यादिकं न भवति तत्र यः क्रीडति सः बहु बलवान् भवति यदा ग्रामीणक्रीडायां सः क्रीडित्वा तस्य एकः नामः प्रसिद्धः भवति चेत् सः सर्वदा श्रेष्ठः एव भवति पुनश्च यः ग्रामीणसमुदाये क्रीडित्वा उपरि तम प्रदेशे गच्छति सः तदा तस्य ग्रामस्य स्मरणं सर्व सर्वदा करोति तदा सः तस्य ग्रामस्य निमित्तं किमपि कार्यं कर्तुं सः योजनाम् योजनां करोति चिन्तयति तदा तस्य ग्रामस्य अपि विकासः भवति तस्य विकासः क्रीडायाः माध्यमेन भवति पुनश्च सः यदा क्रीडायाम् उत्तीर्णः भवति तदा तस्य ग्रामस्य अपि विकासः भवितुं शक्नोति एवमेव ग्रामीणजनाः सर्वदा क्रीडायाः कृते प्रोत्साहनं बहु कुर्वन्ति यत्र तेषां पञ्चायत् ग्रामीण ग्रामेन सह जात्रा वा भवतु पुनश्च अन्य किमपि सदृ जात्रा सदृशं बहु मेलनं भवति तत्र क्रीडायाः टूर्नमेन्ट् आयोजनं कुर्वन्ति तदा ग्रामीणक्रीडाः बहु सम्यक् बहु सुन्दरं च भवन्ति तत्र सर्वदा भागग्रहणं कुर्वन्तु